मम इष्टतमः सङ्गीतप्रकारः भारतीयशास्त्रीयसङ्गीतमस्ति यतः सुखीमस्तिष्कं स्वस्थमस्तिष्कं भवति शास्त्रीयसङ्गीतं विशेषतः यत् सकारात्मकः स्मृतयः उद्दीपयति एवं च अध्ययनेन ज्ञातं यत् भारतीयशास्त्रीयसङ्गीतेन अवसादग्रस्तानां व्यक्तीनां निद्रायाः गुणवत्तायां सुधारः भवति अन्येन अध्ययनेन ज्ञानं यत् एतत् सङ्गीतं श्रुत्वा तणावः चिन्ता अवसादः न्यूनीकरोति इति भारतीयसङ्गीतश्रवणेन मम मनः आह्लादम् अनुभवति अनपेक्षितचिन्ताः दूरीकृताः भवन्ति ततः अहं सङ्गीतं श्रोतुम् इच्छामि